यदा कोऽपि रुग्णः भवति चेत् सात्विकभोजनम् एव खादनीयं तदापि मया सात्विकभोजनम् एव ददामि कोऽपि मसाला या अधिकं मरीचिकानि तत्र न स्थापयित्वा केवलं न्यूनम् एव स्थापयित्वा पाकं करोमि फ्रुट्स् फलानि अपि सेल्डस् अपि अधिकं ददामि तत् तदेव करणियं कोऽपि